नमस्ते मम पुरतः एकः प्रश्नः अस्ति पारम्परिकं वा भाषिकं वा गणः तव प्रदेशे वर्तते वा पश्यतु अहं चेन्नैनगरे वासं करोमि चेन्नैनगरं बृहत् प्र नगरमस्ति चेन्नैनगरे कार्यम् अन्विष्य बहवः जनाः बहवः प्रदेशात् आगच्छन्ति चेन्नैनगरे मूलं तमिल् भाषायां सम्भाषणं करोति बहवः जनाः तमिल् भाषायां सम्भाषणं करोति तद्विहाय अपि ये ये जनाः बहिर्तः आगतवन्तः इत्युक्ते भारतदेशस्य अन्यस्य प्रदेशात् आगतवन्तः ते अपि अत्र वा कार्यार्थं वासं कुर्वन्ति तेन कारणेन तेषां ते अपि यदि तेषां भाषा जनाः मिलन्ति तदा तेषां भाषां सम्भाषणं करोति इत्युक्ते गुजराति जनाः मिलति चेत् गुजराती सम्भाषणं करोति तेलुगु जनाः मिलति चेत् तेलुगु सम्भाषणं करोति कन्नडभाषा जनाः मिलति चेत् कन्नडभाषां सम्भाषणं करोति तादृशं भाषिकं बहु बहवः भाषिकजनाः अत्र सन्ति तद्विहाय भाषाव्यवस्था दृश्यते वा इत्युक्ते यत्र जनाः सन्ति ते मिलित्वा एकव्यवस्था कुर्वन्ति तत्र व्यवस्था अनुसारेण प्रदेशे तस्मिन् प्रदेशे कार्यं चलति चेन्नैनगरप्रदेशस्य व्यवस्था चन्नै सर्वकारस्य चन्नै कार्पोरेशन् इति वदामः चेत् खलु चन्नै कार्पोरेशन् न कुर्वन्ति चेन्नै कार्पोरेशन् चन्नैनगरे तमिळ् राज्ये अस्ति इति कारणेन तत्र तमिल् भाषा एव प्रामुख्यम् अस्ति तमिल् भाषायामेव व्यवहारः दृश्यते चेन्नै कार्पोरेशन् व्यवहारमपि तमिल् भाषायामेव चलति तद्विहाय अपि बा आङ्ग्लभाषा अपि योजितवन्तः भारतदेशे बहवः भाषाः सन्ति इति कारणेन भिन्नभिन्नभाषा भिन्नभिन्नसंस्कृतिः इति कारणेन एकं एकं ऐक्यं कर्तुं आङ्ग्लभाषायाम् आनीतवन्तः तेन कारणेन तमिल् भाषा प्रादेशिकभाषा आङ्ग्लभाषा एक योजनभाषा इति विचिन्त्य आङ्ग्लभाषायां प्रवर्धितः तद्विहाय अरण्यकाः जनाः कश्चन सन्ति वा इत्युक्ते नगरप्रदेशे अरण्यकाः जनाः बहु न्यूनाः न्यूनाः भवन्ति किन्तु ये अरण्यकजनाः आगत् अरण्यात् आगतवन्तः नाम इत्युक्ते षेड्यूल् ट्रैब् जनाः वदन्ति किल ग्र ग्रामीप्रदेशतः कश्चन आत् आगच्छन्ति आगन्तवन्तः ते इदानीमपि अत्र नगरस्य जीवनं नगरस्य जीवनस्य कृते परिवर्तनं क कर्तुं कष्टम् अनुभूयते तेन कारणेन ते ग्रामीणप्रदेशे यथा पक्षिमृगान् मारयित्वा खादितवन्तः तु अत्रापि तथा पक्षिमृगान् अन्वेषणं कृत्वा मारयन्ति इत्युक्ते तेषां व्यवहारः धनसम्पादनार्थम् एतादृशं कुर्वन्ति तदेव अस्माकं प्रदेशे अपि अधिकजनाः नागरिकः नगररूपेण जीवनं कुर्वन्ति तत्र तत्र कश्चन लघु लघु रूपेण एतादृशः अरण्यकाः रूपेण का जीवनं कुर्वन्ति भाषाव्यवस्था भाषाव्यक्तिः अपि बहवः सन्ति तदपि वयं तु सर्वकारस्य अनुस व्यवस्था रूपेण जीवनं करणीयम् इति कारणेन सर्वकारस्य भाषा या वा भाषावन्ति सा भाषाव्यवस्था एव अस्माकं प्रदेशे चलति तद्विहाय यथा अहं पूर्वे उक्तवान् भिन्नभिन्न भारतदेशे भिन्नभिन्न भाषा सन्ति ते आहात्य ये आहत्य एकत्र कार्यं कुर्वन्ति धनसम्पादनं कर्वति तत्र एव जीवनं कर्वन्ति इति कारणेन कश्चन भेदः भवति तदेव